अहं स्विग्गि मध्ये पिज्जा आर्डर् कृतं ते समये एव पिज्जा अर्ध घण्टा आभ्यन्तरे एव पिज्जां दत्तवन्तः समये च दत्तवन्तः

उत्तमा पेटिका उत्तमापेटिकायां संस्थाप्य समीचीनतया बन्धनं कृत्वा दत्तवन्तः